आं मम विद्यालये ग्रन्थालयः अस्ति तद् बह् बहूनि पुस्तकानि आ अहं पठितवती इदानीं तु अहं गृहिणी एव किन्तु यदाहं पि एच् डि कृतवती पि एच् डि पर्यन्तं शिक्षणं कृतवती तत् तदाहं वचनालये वचनालयं गत्वा तत्र पठामि साप्ताहिकाः साप्ताहिकाः तत्र सन्ति पत्रिकाणि सन्ति बहूनि पुस्तकानि सन्ति तत्र अहं विशेषतः व्याकरणविषयस्य पुस्तकं पठामि यथा लघुसिद्धान्तकौमुदी वैयाकरणसिद्धान्तकौमुदी लघुशब्देन्दुशेखरः वाक्यपदियम् इति तदा साहित्यम् अपि अहं पठितवती अस्तु